नूतनशिक्षानीतिः अद्यदिनस्य विशेषः तत् बहु आवश्यकमासीत् अस्माकं केन्द्रसर्वक् सर्वकारेण नूतनशिक्षणानीतिः इदानीं जातम् अस्ति पूर अ पूर्वतनशिक्षानीतौ छात्राः तेषाम् अभिरुचिविषयकं किमपि ज्ञातुं वा पठितुम् अव अवकाशः एव न आसीत् इदानीं नूतन शिक्षा नीते नीतेः तत् सर्व अवकाशः सर्वाः अवकाशाः अपि सन्ति इति बहु सन्तोषस्य विषयः अन्यत् इत्युक्ते विशेषतः नूतनशिक्षानीतौ मातृभाषा शिक्षणम् आवश्यकम् इति अस्ति तत् बहु आवश्यकमासीत् मातृभाषा शिक्षणम् शिशुः अथवा बा शिशुः यदा मातृभाषया शिक्षणं प्राप्नोति अस्माकं संस्कृतिः तथा धार्मिकविषयाः अस्माकं संस्कारः सम्यक् भवति विदेशीयभाषासु यदा शिक्षणं प्राप्तमिकस्तरे भवति चेत् संस्कारः अपि विदेशी एव भवति उदाहरणार्थं इदानीम् आङ्गलभाषासु सर्वत्र सर्वषु गृहेषु अपि आङ्गलभाषासु शिशे बालकेन सह आङ्गलभाषायां वार्तालापं कुर्वन्ति मातापितरौ तदा किं भवति तत् शिशुः कदापि मातृभाषायाः सुगन्धमेव न अनुभवति तदर्थं मातृभाषायाः सुगन्धम् अनुभवितव्यं चेत् मातृभाषासु एव शिक्षणं देयम् इति मम विश्वासः तत् अस्मिन् नूतनशिक्षानीतेः नीतेः आगमनेन तत् पारम्परिकशिक्षणस्य उद्दीपनं भवति इति मम अभिप्रायः उदाहरणार्थम् इदानीम् अस्माकं प्रदेशः कर्नाटकप्रान्तः कनार्टकप्रान्ते कन्नडभाषा मातृभाषा अस्ति अन्याः भाषाः इत्युक्ते समुद्रतटे तुलुभाषा भाषासु जनाः अत्र स्व वार्तालापं कुर्वन्ति कोङ्कणभाषा कोङ्कणी भाषा अस्ति तथापि कन्नडभाषायाम् एव कुन्दापुरकन्नडम् इति भिन्नम् एकम् अस्ति तत् कन्नडम् एव परन्तु अतः किञ्चित् ग्रामीणप्रदेशस्य भाषा श्रोतुम् अति मधुर व मधुरा भाषा इति अहं वदामि तत्र उत्तरकनार्टक देशे प्रान्ते गच्छामः चेत् कन्नडभाषा एव अस्ति परन्तु तत्र कन्नडस्य किञ्चित् परिवर्तनम् अस्ति किञ्चित् परिवर्तनम् अस्ति तदर्थं भाषा विषये शिक्षणं नूतनशिक्षणनीते भवति अन्यविषयः इत्युक्ते उदाहरणार्थं मम इतिहासः मम अभिरुचिविषयः मम विषयास्ति परन्तु अहं गणितम् अपि पठितुम् इच्छामि परन्तु पूर्वतनशिक्षणनीतौ गणितं पठनीयं चेत् फिजिक्स् केमिस्ट्री मेथ्स् बायोलजी एतादृश चतु चत्वारः विषयः तत्र आसीत् अगत्यं फिजिक्स् पठनीयमेव केमिस्ट्री पठनीयमेव बायोलजी अपि पठनीयम् मम विषयः रुचिविषयः नास्ति तत्र अतः इदानीं तु अहं इतिहासविषयम् अपि पठितुं शक्नोमि गणितविषयं पठितुं पठामि कला विषयम् अपि पठितुं शक्नोमि एतादृशी अत्र बहु अनुकूलव्यवस्था अस्ति इति मम अभिप्रायः